स्वास्थ्यता प्राप्त्यर्थं क्रीडायाः प्रयोजनीयता अधिकतया वर्तते अतः सर्वैः क्रीडनीयं विविधाः क्रीडाः सन्ति इति तु वयं सर्वे जानीमः किन्तु सर्वासां क्रीडाणां खेलनं तु न सम्भवति कारणं हि सर्वत्र आधारभूतसंरचना न विद्यते यथा नगरे वर्तते न तथा ग्रामे अतः ग्रामे आधारभूतसंरचनायाः परिकल्पनं आदौ एव कर्तव्यं येन ग्रामीणजनाः उद्बुद्धाः भवितुम् अर्हन्ति एतेन ग्रामीणजनाः आग्रहिणः भविष्यन्ति क्रीडायां तेषाम् आग्रहोऽपि भवेत् क्रीडार्थं ते आगमिष्यन्ति क्रीडाङ्गणे विविध क्रीडायामपि ते भागग्रहणम् अपि ते करिष्यन्ति इति तु अहं चिन्तयामि